महोदय भवन्तः ए टी एम् मशिन् अस्ति अस्य पुरः उपसीतः भवन्तु पुनः आत्मनः यत् कार्ड् अस्ति निष्कास्य मशिन् अस्ति तस्य अन्तः स्थापयन्तु इदानीम् अत् अस्य अत्र स्थानमस्ति तत्र भवतः पासवर्ड् अस्ति तत् उल्लेखं कुर्वन्तु तस्य अत्र टङ्कणं करणीयमस्ति कुर्वन्तु इदानीं तद तत् पश्चात् कियत् धनम् अपेक्षितमस्ति तत् तत्र लिखन्तु पुनः ओके कुर्वन्तु एवं पुनः मशिन्द्वारा धनं निष्कासितं भवति तत् स्वीकुर्वन्तु पुनः आत्म् आत्मनः ए टी एम् कार्ड् अपि पुनः स्वीकुर्वन्तु इति